मम प्रदेशे प्रामुख्येन हिन्दवः एव प्रायेणव प्रायः वसन्ति तत्र मुस्लिम धर्मानुयायिनोऽपि सन्ति परं तत्र प्रमुख प्रामुख्येन इति उच्यते चेद् हिन्दवः एव भवन्ति तत्र मम यदि धर्मका धर्माभ्यासः पृच्छ्यते चेत् अहम् अपि हिन्दुधर्ममेव अधिगच्छामि पुनः तत्र अहं ये ब्राह्मणोपयोगिनः ये नियमाः सन्ति तान् अहं पालयामि यथा प्रातः उत्थाय तत् सन्ध्यावन्दनादिकं कर्तव्यं पुनः वेदाभ्यासः कर्तव्यः तत्र देवालयं गत्वा तत्र पूजनादिकं कर्तव्यं पुनः ये नियमाः भवन्ति तत्र पक्षिणाङ्कृते पशूनाङ्कृते भोजन भोजनदानादिकं कर्तव्यं तत् सर्वं मया प्रायः क्रियते पुनः यदा अहं भोजनं करोमि तत् ततः पूर्वं किन्तित् पितृभ्यः अर्पणं भवति पुनः देवस्मरणं भवति त तत् सर्वमपि मया क्रियते पुनः पठनादिषु अपि स सरस्वतेः वन्दनादिकं न उच्चार्य तथापि स्मरणादिकं तु क्रियते एव पुनः मम प्रदेशे इति उच्यते चेत् विसेसतया यतो हि अहं बिहारप्रदेशे भवामि चेत् तत्र छटपर्वणः अधिकं नाम प्रामुख्यम् अस्ति तत्रापि उदितस्य सूर्यस्य आराधना क्रियते पुनश्च यदा सु सूर्यः अस्तङ्गच्छति तस्यापि अस्तङ्गच्छतः सूर्यस्यापि तत्र आराधना क्रियते इदं पर्व अत्यन्तं प्रामुख्यं भजते मम मम प्रदेशे एवं हि मम धर्माभ्यासप्रक्रिया वर्तते